अस्माकं प्रदेशे प्राधान्येन जनाः जीविकार्थम् इदानीं वैद्याः सन्ति अनन्तरम् आपणिकाः अनन्तरम् उद्यम शीलाः भवन्ति ते तु तेषां निमित्तं कार्यं कुर्वन्ति अहं तु इदानीं नगरे निवसामि तदर्थम् अत्र तु सर्वे अपि इञ्जिनियरिङ्ग् एव साफ्ट्वेर् इञ्जिनियर् एव सन्ति ते तु तेषां कार्ये एव व्यस्ताः आपणिकाः अनन्तरम् इदानीं वैद्याः ते अपि तेषां कार्ये एव बहु व्यस्ताः तथैव कार्यं कुर्वन्ति अत्र अस्माकं प्रदेशे तु यन्त्रशालाः न सन्ति तावत् तत् तु नगरात् बहिः वर्तते तदर्थम् अस्माकं प्रदेशे नास्ति नगरात् बहिः अस्ति तत्तु बहु सम्यक् अस्ति